नागपुर्मध्ये महल् मार्केट् अस्ति तत्र ततः अहं कर्णकुण्डलानि स्वीकृतवती सुन्दराणि वेरैटीस् बहु आसन् तत्र ततः अहं पञ्च कर्णकुण्डलानां सेट् स्वीकृतवती उत्तमं तत् सर्वं वर्णः तस्य आकृतिः यत् किमपि रचना अनन्तरम् एडि स्टोन् तत्र सन्ति अनन्तरं किं मयूरसदृशः तत्र चिह्नानि सन्ति बहु सुन्दराणि सन्ति पर्याप्तम्